बालकाः कृषिकार्यं पशुपालनं लघुव्यापारं सूत्रकर्मकलां सङ्ग्रथनं पिष्टिनिर्माणं कुक्कुटपालनं दग्धशलाकं शालाकार्यम् इत्यादीनां विषये कथं ज्ञातुमर्हन्ति इत्युक्ते यदा बालकाः शालां प्रति गन् गच्छन्ति तदानीम् अध्याप् अध्यापकाः बोधयन्ति चेत् तद् ज्ञातुं शक्नुवन्ति अथवा मित्रैस्सह सम्भाषणकरणेन कस्यचित् कृते मित्रस्य कृते ज्ञायते चेत् सः उपपादयति अन्यथा पुस्तकपठनेन एवं ग्रन्थालये गत्वा ग्रन्थालयस्य उपयोगं करोति कश्चन पुरुषः कश्चन बालकः तस्य कृते तदानीं कृषिकार्यं पशुपालनं लघुव्यापारं सूत्रकर्मकलां सङ्ग्रथनं पिष्टिनिर्माणं कुक्कुटपालनं दग्धशालाकार्यम् इत्यादीनां विषये ज्ञातुं शक्यते अन्यथा गृहे एव यदा पित तत् पिता तस्य पिता तद्विषये वदति इदानिम् उदाहरणार्थं कस्यचित् बालकस्य पिता कृषिकार्यं करोति तर्हि सः कृषिकः कृषिविषये किञ्चित् निरूपयति चेत् एवमेव पशुपालनविषये किञ्चित् निरूपयति लघुलघुव्यापाराणां विषये किञ्चित् निरूपयति तदानीं सः बालकः ज्ञातुम् अर्हति एवं सस्यादिव्यापारविषये अपि ज्ञा सः बालकः ज्ञातुं शक्नोति तस्य पिता यदा तम् उपदिशति तदानीम् एवं क्रमेण सः बालकः निरूपयितुं शक्यते तदानीं सः ज्ञातुं शक्नोति बालकः एवं पिता यदा वदति तदानीं पुत्रः श्रुणोत्येव एवम् अध्यापनं करणेन अध्ययनेन च सः पुत्रः कृषिकार्यं पशुपालनं लघुव्यापारं सूत्रकर्मकलां सङ्ग्रथनम् इत्यादि विषये पिष्टिनिर्माणं कुक्कुटपालनं दग्धशलाकार्यं शालाकार्यम् इत्यादिविषये सः ज्ञातुम् अर्हति सस्यादिव्यापारस्तु सः जानीयादेव यतः अग्रे अग्रे तस्य उपयोगः महद्वर्तते इति सः बालकः यदि जानाति तस्य विषये सः ज्ञातुम् प्रभवति इति